अस्माकं प्रदेशे आचरणपद्धतिः इति कृत्वा तस्य ऐतिहासिकदृष्टिरपि दृष्टिकोनः अपि वर्तते किं तद् इत्युक्ते अस्माकं ग्रामः वर्तते तावत् कनकपुरनगरम् इति तत्र कनकाचरणम् इति कुर्वन्ति कनकाचरणम् इति किमर्थं कुर्वन्ति इति प्रश्ने सति उच्यते कश्चन राजा आसीत् सः तस्य नाम कनकः इति सः कनकः यः वर्तते सः एकस्मिन् ग्रामे एकस्मिन् प्रदेशे गर्तनं कर्तुम् आरम्भं कर् करोति कृषिकार्यं तत्काले तस्य कृते कनकराशिः प्राप्तः वर्तते कनकराशिं स्वीकृत्य कश्चन सामान्यः किं चिन्तयति इदं मम सौलभ्याय भवति अद् अतः अहं इदं विक्रयणं कृत्वा तेन अहं जीवयितुं जीवितुं शक्नोमि इति कश्चन सामान्यः चिन्तयित्वा तस्य विक्रयणं कृत्वा सः जीवितुम् आरम्भं करोति किन्तु एषः कनकः यः वर्तते सः तथा न कृतवान् कनकः यः वर्तते सः तस्य तत् तस्य कृते यत् प्राप्तं तेन सर्वेभ्यः दत्वा तत्र आनन्दम् अनुभवन् आसन् अनुभवन् आसीत् इति कृत्वा सः कनकः कनकः एव जातः कनकः इत्यस्य अर्थः भवन्तः ज्ञातुं शक्नुवन्ति सुवर्णम् इति कश्चन सामान्यः सुवर्णसदृशः जातः इति यदि वक्तव्यं तर्हि तस्य जीवनमपि तथैव भवेत् तद्वदेव अस्यापि क कनकस्य जीवनमपि तथैव आसीत् अतः अस्माकं प्रदेशे कनक आचरणं कनकमहोत्सवः यदि क्रियते तस्य ऐतिहासिकदृष्टिः इयं वर्तते